लेखकाः तु अनेकाः सन्ति यथा बङ्किमचन्द्र सरच्चन्द्र विद्यासागरः एतादृशाः इतोपि बहवः सन्ति तेषु मम इष्टतमः लेखकः सरच्चन्द्रः कारणं सरच्चन्द्रः बहवः उपन्यासाः लिखितवान् तेस्य रचना तस्य भाषा अतीवसरला सावलीला मधुरा च तेस्य उपन्यासं पठित्वा बहु आनन्दं प्राप्तवती सरच्चन्द्रः तदर्थं कथाशिल्पी उपाधिना विभूषितः तस्य उपन्यासाः यथा विप्रदास् देवदास् वरदिदि रामेर्सुमति प्रत्येकस्य उपन्यासस्य भाषा पठने अतीव आनन्दः आयाति तदर्थं मम इष्टतमः लेखकः सरच्चन्द्रः एव